अहं स्वगृहये उद्यानवनस्य निर्वणं करोमि तत्र अनेके कीटाः कष्टं प्रयच्छन्ति यथा बसवनहुलु कम्बलिहुलु इत्यादि कीटाः तथा एव दृश्यन्ते लतिकायाः अन्तः विद्यमानाः एते कीटाः रात्रौ उपरि आगच्छन्ति सस्यस्य् पर्णानि खादन्ति तत्र सस्येषु प्रमुखः भागः पर्णम् पर्णं विना सस्यस्य वर्धनं कुण्ठितं भविष्यति तेन वयं फलं प्राप्तुं न शक्नुमः एवं कीटेभ्यः अत्यन्तं क्लेशः अनुभूयन्ते मया उद्यानकाले एवं प्रतिसस्यं कीटाः भिद्यन्ते वृष्टिकाले तु अनेकाः कीटाः भवन्ति किटाः सस्येभ्यः कष्टं प्रयच्छन्ति मषकाः मां कष्टं प्रयच्छन्ति इति महान् क्लेशः एवं मषकानां कीटानां कृमीणां च उपद्रवाणां समुखी भवामि